भारते बहूनि शास्त्राणि सन्ति इदानीं तु शास्त्राणाम् अध्ययनं बहू न्यूनं जातं वर्तते तथापि भारतदेशे बहवः गुरुकुलाः सन्ति तथा बहवः युनिवर्सिटीस् सन्ति यत्र शस्त्राणाम् अध्ययनम् इदानीमपि प्रचलद् अस्ति शास्त्राणाम् अध्ययनं बहु मुख्यं येन शास्त्रस्य अध्ययनेन बहु पुण्योत्पत्तिरपि जायते तत्र च मम शास्त्रं व्याकरणं वर्तते व्याकरणं नाम व्याक्रियन्ते व्युत्पद्यन्ते अथवा साधुशब्दान् असाधुशब्देभ्यः भिन्नं क्रियते इति व्याकरणम् इति उच्यते व्याकरणशास्त्रस्य पठनेन तु बहु लाभः बहु लाभः वर्तते यतो हि यदि व्याकरणशास्त्रस्य अध्ययनं कुर्मः तर्हि अन्यानि शास्त्राणि यदा अन्यानि शास्त्राणि पठामः तद् अन्यानि शास्त्राणि पठामः तद् बहू सुलभतया ज्ञायते तत्र पुनः बहु परिश्रमः कर्तव्यः इति न भवति अतः व्याकरणशास्त्रं बहु उपयोगाय वर्तते इति अपि उच्यते तथा च अन्यानि शात् शास्त्राणि अपि बहु महत्वपूर्णानि बहु बहु महत्वपूर्णानि सन्ति यथा न्यायशास्त्रे अस्माकं परिसरे परिसरे विद्यमानानि यानि वस्तूनि सन्ति भूमि अप् जलं पुनः वायु आकाशः अग्निः इत्यादीनां विषये बहु चिन्तनं जायते तथा च ज्योतिष्यशा स्त्रे अस्माकम् एस्ट्रोलजि नाम ग्रहाणां विषये पुनः मेथमिटिक्स् विषये बहु पठनं भविष्यति तथा साहित्यशास्त्रे अस्माकं लिट्रेचर् विषये नाम साहित्यविषये बहु ज्ञानं लभ्यते पुनः साहित्यशास्त्रमपि न्यूनं नास्ति तेनापि बहु उपयोगः वर्तते इति उच्यते तथा च अन्यानि शास्त्राणि अपि बहु महत्वपूर्वाणि मम इति वक्तुमिच्छामि